गृहस्य परितः विद्यमानानि क्षेत्राणि स्वच्छतया स्थापयितुम् मया कीदृशम् उपायं कर्तुं शक्यते इति एकः प्रश्नः अस्ति इदानीम् अस्य उत्तरम् अहं बहु सुलभेन दातुम् इच्छामि यदा प्रथमम् अस्माकं गृहम् अस्माभिः द्रष्टव्यं तदनन्तरमेव विद्यमानानि परितः स्थितानि क्षेत्राणां विषये द्रष्टव्यं किं वक्तुम् इच्छामि इत्युक्ते यदा जनानां समीपे एकम् उदाहरणं स्थातव्यम् अस्माभिः एव यदा भवान् इच्छति मम आम् यत्र वसामि तद् स्थानं वा क्षेत्रं वा स्वच्छतया भवितव्यं चेत् प्रथमम् अस्माभिः स्वच्छता करणीयं वयं यत्र भवामः तत्र स्वच्छता स्थापनीयम् तर्हि प्रथमम् अस्माकं परितः प्रथमं मम गृहं स्वच्छता अस्ति वा इति तत् दृष्ट्वा अन्यान् प्रोत्साहनं कर्तुं शक्यते क एकम् उदाहरणम् इव अस्माभिः द्रष्टव्यम् तदनन्तरं अन्यान् कथं वयं प्रोत्साहनं कर्तुं शक्यते इत्युक्ते अन्यान् तेषां कृते क अवेरणस् अवरणस् एव दातव्यं कथम् अवरणस् ददामः उदाहरणार्थं दीवालिः समयः आगच्छति तदा वयं किं वदामः अलक्ष्मी गच्छतु लक्ष्मी आगच्छतु इति कारणेन एव वयं दीपां प्रज्वालयामः तत्र एकः मुख्यः अंशः अस्ति यदा वयम् उत्तरभारतं गच्छामः चेत् तत्र दीवालिः आगच्छति चेत् तस्य दशदिन पूर्वमेव गृहस्य प्रति प्रकोष्ठं वा बहिः वा अन्तः वा शुद्धम् कुर्वन्ति किमर्थं लक्ष्मीपूजा निमित्तं गृहं सर्वं शुद्धं भवितव्यम् इति तादृशमेव शुद्धता इति लक्ष्मीरूपम् इति अपि वयं वक्तुं शक्यते तदनन्तरम् एकम् स्वच्छतारीत्या वयं यद्यद् कर्तुं शक्यते एकम् होबि इव सर्वेषाम् उत्पन्नः भवति तदन्तरम् एक अवेर्नस् प्रोग्राम् इदानीं मेरतोन् वाकोतान् इति यद् अस्ति तदेव आधुनिककाले अपि प्रातःकाले मेरेना बीच् आगच्छन्तु मेरेना समुद्रतीरम् आगच्छन्तु तत्र स्वच्छतां कुर्मः यदा जनाः इच्छन्ति तद् कर्तुम् इदानीं स्वच्छ भारतम् इति एकम् एकम् अस्ति तदपि उपयुज्य मम संस्थायां मम क्षेत्रे अहम् एतादृशं कार्यं कर्तुम् इच्छामि सर्वान् एकत्रम् आनीय तेषां कृते मार्जनी सम्मार्जनी तद् सर्वं दत्वा तेषां कृते वयं वदामः एतादृशं कुर्मः अस्माकम् एकम् उत्तमलाभः अपि वर्तते किम् इत्युक्ते शरीरं यदा वयं ए ये ये तत् एक्ससैस् न कुर्वन्ति तेषामपि तत्र एक्ससैस् भवति वयं सम्यक् अधः उपविश्य स्वीकुर्मः अधः तिष्ठामः उपविशामः तत् सर्वं यदा कुर्मः अस्माकं शरीरं शरीरम् अपि स्वस्थं अपि उत्तमं भवति एत एतान् अंशान् वयं वदामः चेत् एतान् उक्त्वा वयं प्रोत्साहनं कुर्मः चेत् बहु सम्यक् भवति इति मम उपायः